मम प्रदेशे प्रधानकृषिः पूगीफलम् तत्र बहुजनाः अस्माकं प्रदेशे पूगिफलं पूगवृक्षान् वर्धयन्ति गृहस्य समीपे क्षेत्रं वर्तते एवं बहूविशालक्षेत्रं न भवति बहुजनानाम् ते एकं द्वयम् एकरे स्थाने पूगवृक्षान् वर्धयन्ति एकं पूगवृक्षं बहु उन्नतं भवति तस्य उपरि सर्वस्य उपरि तस्य फलाः भवन्ति वर्षे एकवारं तान् निष्काशयामः पूगफलान् निष्काशयामः निष्काशयितुं सामान्यजनाः उपरि वृक्षस्य उपरि आरोढुं न शक्नुवन्ति अतः तस्य तस्य कार्यस्य विषये एव जनाः जनाः भवन्ति अतः तान् वर्षे एकवारम् आहूय फलं निष्काशनीयं भवति फलस्य निष्कान् निष्काशनानन्तरम् तान् तेषां विभचनं करणीयं भवति तेषां क्वालिटी अनुसृत्य विभजनं कुर्वन्ति विभजनानन्तरं तेषां संस्करणमपि करणीयं भवति किञ्चित् संस्कारानन्तरम् मार्केट् नीत्वा अन्यजनाः अन्येषु अन्येभ्यः जनेभ्यः दातव्यं भवति अस्मिन् एकमासः अपेक्षितः भवति एतस्य कार्यस्य कृते एव

एतान् पूगफलान् जनाः पान् कृते अपि उपयोगं कुर्वन्ति पूगफलेन सह तत्र क्षेत्रेषु कदलीफलं मरीचिका तत्र एलकी सर्वान् वर्धयन्ति तस्मिन्